एतत् वस्तु किं भोः सम्यगेव नास्ति दोषाः तत्र बहवः सन्ति एवं तस्य कवचमित्यादिकं सम्यगेव न कृतवन्तः वृष्टिः वृष्टेः वशात् तत्र जलम् अन्तर्भागे आगतम् अतः तद्वस्तु नष्टमभवत् एतस्य उपयोगः अहं क कथं कर्तुं शक्यते अतः एतत् वस्तु सम्यगेव नास्ति मा स्वीकुर्वन्तु मा स्वीकुर्वन्तु